नमोनमः आ आम् आम् आगच्छतु उपविशतु अस्तु प्रथमं स्वकीयं परिचयं ददातु अस्तु अस्तु शोभनं शोधच्छात्रः अस्तु किं भवान् शास्त्री कस्मिन् विषये शास्त्री कृतवान् भवान् ओ अस्तु विद्यावारिधिम् अपि करोति इदानीं भवान् अस्तु शोधच्छात्रः अस्ति अस्तु अस्तु पाठने किमपि अनुभवः अस्ति अस्तु कां कक्षां पाठितवान् भवान् अष्टमीकक्षायावत् पूर्वं पाठितवान् भवान अस्तु शोभनं स्वकीयजन्मभूमिविषये किमपि वदतु अस्तु शोभनं इदानीम् अहं काञ्चन प्रश्नान् पृच्छामि प्रथमं तु संस्कृते श्लोकं एकं वदतु किमपि एकं अस्तु शोभनं इदानीं एकं कार्यं कुर्वन्तु करोतु रक्ष् धातोः लट्लकारस्य रूपाणि रक्षामः अस्तु तथा च राम इत्यस्य शब्दरूपं वदन्तु एकवारं

हे रामाः अ अस्तु राम इत्यस्य रामस्य षष्ठी द्विवचनस्य रूपं रामयोः अस्तु इदानीं रामायणे रामयणस्य विषये भवान् जानाति खलु रामायणं रामायणं रामायणे रामायणे प्रधाननायकः कः रामायणं कः लिखितवान् रचितवान् अस्तु अस्तु अस्तु अस्तु शोभनं शोभनं अस्तु धन्यवादः वयं चिन्तयामः